मम इष्टतमं पर्यटनस्थानं केदारनाथः केदारनाथमन्दिरं उत्तराखण्डस्य बृहत्तममन्दिरं भवति केदारनाथधामस्य सौन्दर्यं प्राकृतिकम् आवां च सर्वान्मोहयति अत्रत्यं वातावरणम् अतीव शान्तमानसिकशुद्धिं च ददाति अस्य स्थानस्य प्राकृतिकसौन्दर्येण जनाः आकृष्टाः भूत्वा ध्यानार्थं बुद्धिप्राप्त्यर्थम् अत्र आगच्छन्ति तत् कारणात् केदारनाथं गन्तुम् मम इच्छा अस्ति